धर्मशास्त्रम् अस्मिन् काले प्रवर्तमानं न्यायविधानम् अनयोर्मध्ये अतीव अन्तरं वर्तते यद्यपि केचित् वदन्ति धर्मशास्त्रम् आधृत्यैव पीनल् कोड् सर्वं निर्मितमस्ति बहुधा तथैव साम्यता वर्तते इति सर्वं परन्तु धर्मशास्त्रस्य अपेक्षया अत्र अतीव व्यत्यासः दृश्यते यतोहि अस्माकं न्यायविधानं कथं चिन्तयति सर्वस्य समानता इति चिन्तयति सर्वः समानः न भवितुं शक्नोति यथा एकः त्री फीट् उन्नतः अस्ति अपरः फ़ोर् फ़ीट् उन्नतः अस्ति अपरः पञ्च इति चिन्त्यतां तत्र इदानीम् षट् फ़ीट् उन्नतभित्तेः अपरस्मिन् पार्श्वे किमपि क्रीडा काचित् चलति तद्द्रष्टव्यं परन्तु एते समानता इति विचिन्त्य सर्वेषां कृते वन् फ़ीट् हैट् कर्तुं किमपि साधनं यच्छन्ति चेत् यः फ़ैव् फ़ीट् अस्ति सा एव द्रष्टुं शक्नोति यस्तु त्री फीट् वा फ़ोर् फीट् वा वर्तते सः भित्तेः अपरपार्श्वं द्रष्टुं न शक्नोति अतः समानता इत्युक्ते एवंविध समानता भवति इदानीं पीनल् कोड् धर्मशास्त्रम् एवं न करोति धर्मशास्त्रं योग्यतानुरोधेन नियमं करोति धर्मशास्त्रे बहु कल्पाः भवन्ति प्रधानकल्पाः मुख्यकल्पः इति कश्चन गौणः इति अपरः अनुकल्पः इति अपरः इत्येवं रूपेण अर्थात् तस्य तस्य सामर्थ्यम् अनुसृत्य धर्मशास्त्रं नियमं करोति अतः धर्मशास्त्रमेव अस्माकम् अतीव उपयोगाय भवति इति मे मतिः यदा धर्मशास्त्रमेव अनुसृत्य वयं दायविभागं पश्यामः तदानीं तत्र दायविभागे ज्येष्ठस्य अधिकः भागः अपरेषां किञ्चित् न्यूनं न्यूनम् इत्येवं रूपेण चिन्तनादिकं वर्तते परन्तु पीनल् कोड् तु एवं न चिन्तयति सर्वं समानमिति चिन्तयति अतः तदत्र नास्ति कुतः नास्ति ज्येष्ठः यः भवति सः पित्रोः रक्षणं करोति तत्र बन्धूनाम् अवागमनादिकम् अधिकं भवति अतः व्ययः अपि अधिकः इति एतत् सर्वं विचिन्त्य धर्मशास्त्रे किं कृतं ज्येष्ठस्य अधिकः भागः इति निश्चयः कृतः परन्तु एतद् इदानीन्तन न्यायविधाने न वर्तते किं च धर्मस्य विषये विचिन्त्य इदं धर्मशास्त्रं प्रवर्तते न्यायविधानं धर्माधर्मस्य विषये चिन्तनं न करोति अस्माकं भारतीय परम्परा धर्ममाश्रित्येव स्थिता वर्तते इदानीमपि वयम् अस्माकं संस्कृतिः श्रेष्ठा इति कुतः वदामः यतोहि वयं धर्ममार्गेण चलामः धर्मः अस्माकं सर्वत्र प्रधानं भवति अन्यत् सर्वम् अप्रधानं भवति यः धर्ममार्गेण गच्छति सः देशस्य द्रोहं न करोति अतः धर्मशास्त्रानुरोधेन यत्र न्यायविधानं वर्तते तत्र सर्वदा देशस्य हितं वर्तते राज्यस्य हितं वर्तते न्यायविधाने सर्वत्र राज्यहितं भवति इति नास्ति तत्र तु किं वर्तते साक्षनिरोधं चलति तत् साक्षी सर्व सम्यक् लब्धः सर्वं सिद्ध्यति यदि नास्ति न सिद्ध्यति अतः धर्ममशास्त्रस्य अध्ययनमपि यदि क्रियते तदानीं बुद्धिः दुष्टा न भवति इदानीं यः लायर् वकील् इति चिन्त्यते न्या न्यायविद् सः सर्वः समीचीनः एव भवति इति निश्चयः कर्तुं न शक्यते सः न्यायं जानाति न्यायविधानम् आधुनिकं जानाति अतः सः योग्यः पुरुषः इति वक्तुं न शक्यते सः न्यायः अयं भवति इति जानाति तदनुगुणं सः किं जानाति कथम् अन्यायाद् रक्षणं कर्तुं शक्यते अन्यायं कृत्वा अपि सः आत्मनः रक्षणं कर्तुं शक्यते इत्यपि सः जानाति इत्येवं रूपेण तिष्ठति अतः धर्मशास्त्ररूपेण यदि अस्माकं प्रवृत्तिः जायते तर्हि द्रोहः केनापि कृतो न भवति अतः धर्मशास्त्रानुगुणं न्यायविधानम् अस्माकं प्राचीनतमं यत् तद् अतीव योग्यम् इति मम मतम्